अधुना अन्तर्जालद्वारा ब्याङ्किङ् तथा वित्तीयव्यवहारः प्रचलति अहमपि अन्तर्जालद्वारा एव व्यवहारं बहुधा करोमि किन्तु कुत्रचित् धनम् एव दातव्यम् इति भवति इति कारणतः अद्य अपि अहं वित्तकोशं गच्छामि